मम इष्टतमं पर्यटनस्थानं किम् इति यदा चिन्तयामि परितः यदा अटनं कुर्मः तदैव पर्यटनं भवति परन्तु बहुधा मनस् मनसः प्रसन्नताप्राप्त्यर्थं जनाः बहुत्र गच्छन्ति तथैव अहम् अपि गच्छामि स्म मुम्बैपत्तनस्य एवञ्च गोवाप्रान्तस्य समुद्रतटम् अहं बहुवारं गतवान् तत्र आनन्दम् अपि प्राप्तवान् तत्र किं भवति समुद्रस्य उत्तालतरङ्गाः भवन्ति तान् दृष्ट्वा ताः दृष्ट्वा अहं आनन्दम् अनुभवामि तत्र शीतलमन्दसुगन्धपवनः प्रवहति तेन मनः प्रमुदितं भवति आनन्दितं भवति यदा एतादृशं वातावरणं दर्शं दर्शं मम मनः प्रसन्नं भवति तदा किं भवति तत्रैव प्रातःकाले सूर्योदयः भवति सूर्योदयं दृष्ट्वा अस्माकं मनः अस्माकं अन्तःकरणं च शुद्धतमं भवति इत्थं वयम् आनन्दं प्राप्नुमः